विद्यालयेषु मम प्रियविषयः तु संस्कृतमेव आसीत् मम विद्याभ्यासं तु मङ्गळूरुनगरस्य श्रीनिवासपाठशाला इति पाठशालायाम् अभवत् तत्र द्वितीयकक्षायाम् एव अस्माकं संस्कृतम् आसीत् मम पिता एव तत्र संस्कृतशिक्षकः आसीत् तत्कारणात् विद्याभ्यासगृहस्य पञ्चाङ्गम् एव संस्कृतमभवत् मम हिन्दीभाषायाः शिक्षणं तु शालायां न आसीदेव तदहं टि वि पश्यन्ती एव किञ्चित् पठितवती अहं कन्नडमाध्यमेन विद्याभ्यासं कृतवती आसम् तदर्थं यदा पि यु सि क्लास् प्राप्तवती विद्याभ्यासं कृतवती आसम् तदर्थं यदा पि यु सि क्लास् प्राप्तवती किञ्चित् कष्टम् अभवत् तेन कारणेन अहं फिसिक्स् विषये फेल् अभवम् अनन्तरं मम भौतशास्त्रम् अप्रियविषयः अभवत् अहं तस्मिन् विषये उत्साहम् एव नष्टवती यत्र कुत्रापि भगवद्गीता स्पर्धा भवति अहं तत्र प्रथमस्पर्धालुः आसम् अनेकानि पारितोषकानि अपि प्राप्तवती गीतायां कोविदपदवीम् अपि प्राप्तवती विशेषयोग्यतायां प्राप्तवती तत्समये डाक्टर् एम् पि पै इति महान् वैद्यः मां बहु प्रशंसितवान् तत् मम अत्यन्तसन्तोषदायकक्षणम् इति वदेत्